भारते प्रशिक् प्रसिद्धेषु योगगुरुषु

बहवः सन्ति पूर्वं तु महर्षयः सर्वेऽपि योगगुरवः एव यथा महाभारतेऽपि योगिराजः श्रीकृष्णः योगगुरुरेव तत्र भगवद्गीतायामपि योगविषये नाम योगशब्दस्य सन्दर्भानुसारम् अर्थः परिवर्तते योगः कर्मसु कौशलम् इत्यत्र नाम चित्तवृत्तिनिरोधरूपो वा अथवा तत्सम्बद्धाः सान्दर्भिकः काश्चन अर्थः भवति एवं रूपेन विविधाः अर्थाः भगवद्गीतायाम् उपदिष्टाः सन्ति भगवद्गीतायाः प्रभावाः विश्वे सर्वेषु मानवेषु बहु वर्तते नाम किं कर्म किमकर्मे इति कवयोऽपि यत्र मोहिताः तादृशं यदा मोहः भवति मनुष्यस्य संशयावस्थायां यदा मनुष्यः भवति तदा भगवद्गीतामाध्यमेन बहुप्रेरणामवाप्य सत्पथि आत्मानं सत्पथि आत्मानं प्रवर्तयेत् एवं रूपेण योगगुरुः वर्तते साम्प्रतिककाले रामदेव बाबा इति सोऽपि महोदयः योगमाध्यमेन वैदिकधर्मं प्रचारयन् प्रसारयन् पुनः देशीयं धनं देशे एव भवतु इति धिया पतञ्जलि इति नाम्ना कथं वा देशस्य आर्थिकव्यवस्थायां स्वयोगदानं दत्तवान् इत्येष् इत्ययम् अपि अंशः नितान्तं प्रेरयति एवं बहवोपि सन्ति योगगुरवः

नाम

सत्सङ्गतिः कथय किं न करोति पुंसां इतिवत् तेषाम् आश्रयनेनेव सदाचारः सदाचारपालनं जायते एवम् इति शम्